हरिः ओम् नमोनमः आगच्छतु भोजनार्थम् अस्माकं रेस्टोरेण्ट् आगच्छतु महोदय उपविष्ट एकवारम् अवश्यमेव आगच्छतु अस्माकं रेस्टोरेण्ट् मध्ये बहूनि खाद्यानि पदार्थानि सन्ति एकवारम् आगत्य पश्यतु सूचिकाम् निश्चयेन महोदय आगच्छतु एकवारं चलच्चित्रं भवान् ग्रहिच्छति चेत् अहं एकवारं व्यवस्थापकेन सह वार्ता करिष्यामि यदि व्यवस्थापकमहोदयः परमिशन् दास्यति चेत् साक्षात् भवान् एकवारं चलच्चित्रं ग्रहीतुं शक्यते परन्तु एकवारं व्यव व्यवस्थापक व्यवस्थापकेन सह वार्ताः करिष्यामि इदानीं एकवारं भवान् तिष्ठतु अहं व्यवस्थापकेन सह वार्ताः कृत्वा अहं पुनः आगमिष्यामि आम् महोदय इदानीम् अहं गच्छामि एकवारं व्यवस्थापकेन सह वार्ता कृत्वा वदामि इदानीम्

आम् महोदय भवान् एकवारम् आगच्छतु चलच्चित्रं निश्चयेन अत्र ग्रहीतुं शक्यते परन्तु महोदय उक्तवान् व्यवस्थापकमहोदय उक्तवान् यदि भवान् चलच्चित्रं स्वीकरो स्वीकर्तुं शक्यते परन्तु एकं ओर्डर् निश्चयेन एव दातव्यम् अत्र तदा एव चलच्चित्रं ग्रहीतुं शक्यते

चलच्चित्रं निर्माणं करोतु परन्तु ओर्डर् निश्चयेन दातव्यं सः उक्तवान् व्यवस्थापकमहोदयः महोदय खाद्यपदार्थविशेषः अस्ति ये राजस्थानी राजस्थानीप्रदेशे ये प्रचलिताः प्रसिद्धाः खीर्कुडि दालबाटि चूर्माः ढोक्लाबाटि राजस्थानी शुद्ध देसी दाल् राबडि मालपुवा इत्यादि बहूनि सन्ति परन्तु एकवारं भवान् पश्यतु यद् भवतः किं इच्छति परन्तु पूर्वमेव चलच्चित्रं ग्रहणं भवेत् अनन्तरं भोजनं कृत्वा गन्तव्यं आम् भवान् एकाकी भवान् एकाकी अस्ति वा

आम् बहुशोभनं बहुसोभनं महोदय करोतु एकवारं चलच्चित्रं ग्रह ग्रहणं भवेत् तदनन्तरं भोजनं कर्तव्यं

हा धन्यवादः महोदय चलच्चित्रं निश्चयेन सम्यक्तया गृहीत्वा महोदय एकं कार्यं करोतु भवान् भोजनं करोतु भोजनानन्तरं गन्तव्यं पेमेण्ट् अपि निश्चयेन् दातव्यं

दाल्बाटि दाल्बाटिचूर्मा इत्यस्य शुल्कमस्ति शतं रूप्यकाणि

अधिकं नास्ति निश्चयेन बहु अस्ति इदानीं भवान् अहं आनयामि इदानीं भवान् करोतु अस्तु महोदय धन्यवादः